मम जन्मस्थानं शिमोगा जनपदस्य तीर्थहल्लिः तालूका अस्ति तदर्थम् अहं प्रवासोद्यमा दृष्ट्या तीर्थहल्लिः समीपस्थः परित तीर्थहल्लि परितं यानि प्रवासीय स्थानानि सन्ति तस्मिन् विषये वक्तुम् इच्छामि तीर्थहल्लि इति नाम कथम् आगतम् इत्युक्ते तस्य विशेषः एव अस्ति तस्य पूर् पूर्वतननामं तीर्थराजपुरम् इति आसीत् इदानीं तु तीर्थहल्लि इति जातम् तत्र तत्र तस्य पुराण विशेषः अस्ति यदा भार्गवः तस्य मातायाः हत्या मातार्याः प्राणहरणं करोति तस्य पितुः आज्ञाप्रकारं प्रकारेण तदनन्तरं सा जमदग्निं महो पितुं पिता जमदग्निं महोदयं पृच्छति मम मातृ हत्या दोषः कथं विमुच्यते कथं विमुच्यते इति तदा जमद् जमदग्नि ऋषि वदति भवान् भव भवतः परशुं स्वीकृत्य तीर्थयात्रां करोतु सर्वत्र यत्र यत्र तीर्थयात्रा स्थाने नद्यां भवतः परशु प्रक्षालनं करोतु प्रक्षालनं करोतु यत्र भवतः परश् परशु उपरि रक्त रक्तं न भवति तदा तत्र मातृहत्यादोषं परिहृतम् इति ज्ञातव्यम् इति तस्मै प्रेषयति सः तदा भार्गवः परशुरामः सर्वत्र अटित्वा तीर्थस्थानेषु अटित्वा त तत्र तत्र नद्यां भार् परशुराम परशु क्षा प्रक्षालनं करोति परन्तु यदा सः तीर्थहल्लि तुङ्गानद्यां आगत्य स्नानं कृत् स्नानं कृत्वा तस्य परशु प्रक्षालनं करोति तत्र सम्पूर्णं मातायाः हत्यादोषं निवारणं भवति इति पुराणम् अस्ति तदर्थं तत्र तीर्थराजपुरम् इति विशेषः अन्य अन्याः इत्युक्ते तत्र रामायणसमये तत्र रामलक्ष्मणसीताः तत्र दक्षिणभागे उत अयोध्यातः निर्गम्य अत्र आगत आगतवन्तः इति तत्र किं दृष्टुम् अपि इदानीमपि सामान्यः तत्र नदीतीरे अहं वयं दृष्टुं शक्नुमः तथापि तत्र रामेश्वरमन्दिरं प्रसिद्धं तीर्थहल्लि मध्ये रामेश्वरमन्दिरम् इति तस्य नाम किमर्थं किमर्थं जातम् इत्युक्ते तत्र रा वनवाससमये रामः तत्र वनवाससमये तुङ्गानदीतीरे भोजनसमये यदा ओदनं खादितम् खादितम् आसीत् तदा ओदने स तस्य एक शिलाखण्डः लघुः शिलाखण्डः मिलति तदा तत् शिलाखण्डं तत्र पार्श्वे स्थापयति तदा तत् शिलाखण्डः वृद्धिः भवति शिलाखण्डस्य वृद्धिः भवति तत् यदा वृद्धिः भवति तत् शिवलिङ्गम् आसीत् तदा रामः तत्र तत्र शिव् शिवलिङ्गस्य तत्र स्थापनं करोति तत्र ईश्वर ईश्वरः स्थापनः भवति तत्र तदर्थं तत्र रामेश्वर इति रामेश्वरदेवालयः अपि अस्ति तद् एकविशेषं तदनन्तरं तुगा तुङ्गानदीती तुङ्गानदीतीरे अन्यानि अपि बहूनि प्रवास प्रवासिजनानां स्थाने आकर्षणाय अस्ति तीर्थहल्लि नगरतः नव किलो मीटर् दूरे अम्बुतीर्थम् अपि एक स्थानम् अपि अस्ति अम्बुतीर्थ इत्युक्ते संस्कृतभाषायां अम्बु इत्युक्ते बा बाणः तीर्थः इति बाणद्वारा निर्मितं तीर्थम् इति अस्ति तत्र अम्बुतीर्थे शरावति नद्याः उगमस्थानम् अस्ति तत्र समीपे एव यत्र स्वर्णमृगम् अपि तत्र मारीचः स्वर्णमृगरूपेण आगत्य तत्र सीतायाः मनस मनस्याः आकर्षणं करोति तदा सा रामेण सा वदति अहं तत् स्वर्णमृगम् इच्छामि इति सा वदति तदा रामः तस् तस्मिन् स्वर्णमृगस्य पृष्टतः पृष्टतः धावति तत्र एक बिल्वेषु बिल्लेश्वर मन्दिरम् अपि अस्ति तत्र तत् स्थानतः तत् स्वर्णमृगस्य उपरि बाणप्रयोगं करोति तदा तत् स्वर्णमृगः तीर्थहल्लि समीपे मृगवधः एक्य एक नाम नामकस्थानम् अस्ति तस्य अद्यतन नामम् अपि मृगवध मृगवधे इति अस्ति मृग इति इत्युक्ते संस्कृतभाषायाम् स्वर्णमृग हरिणः अस्ति तस्य वधः तत्र भवति तदा तत्र मृगवधा इति भवति तत् सर्वम् अपि रामायणकालस्य प्रवासीयस्थानानि सन्ति तीर्थहल्लि समीपे तीर्थहल्लिपरिसरे परितः विंशतिविंशति पञ्चविंशति किलो मीटर् मध्ये एतादृश स्थानानि सर्वाणि सन्ति परन्तु राज्यसर्वकारेण तत्र प्रवासीयस्थानं गन्तुं किमपि व्यवस्था अथवा तत्र प्रवासीयजनानां कृते अपि किं कापि व्यवस्था अधुना अपि नास्ति पूर्वतन सर्वकारेण तत्र किम् मन्त्रीमहोदयः अम्बुतीर्थमन्दिरे अम्बुतीर्थस्थाने तत्र मन्दिरस्य जीर्णोद्धारं कर्तुं द्विकोटिरूप्यकानि तत्र दत्वा इदानीं तत्र जीर्णोद्धारणकार्यम् चलन् अस्ति तदेव एक विशेषम् एतादृश तत् बिल्लेश्वर अम्बुतीर्थ मृगवधः मृगवधात् समीपस्य तत्र प्रवासि स्थान अभिवृद्धिकरणीयम् इति एकम् अस्ति तत्र अधुना अपि जनाः न जानन्ति तीर्थहल्लि समीपे एतादृश स्थानानि सन्ति इति